आं नमस्काराः महोदय सम्यकस्मि महोदय भवन्तः कथं सन्ति

आम् अहमधुना सहायकाचार्या अस्मि महोदय सहायकाचार्यस्तरादाहं सहायचार्यस्तरं प्रति आगन्तुमिच्छामि तदर्थं किं करणीयं महोदय आं सर्वं सम्यक् चलति महोदय ओ हो के ते नियमाः महोदय ओ हो आं

ओ ये ये लेखाः मया लिखिताः ताः वा महोदय याः लेखाः मया लिखिताः

ओ हो ओ हो एवं महोदय

ओ हो ओ हो

ओ हो

ओ हो ओ हो एवं वा महोदय मया आम् अस् ओ अस्तु महोदय बहु धन्यवादाः महोदय